मया प्रथमं प्रायः अमेज़ान् तः दूरभाषा क्रीता आसीत् स्वीकरणं ततः बहु समीचीनमस्ति इदानीमपि सम्यगेव मोबैल् उपयोगं कुर्वन्नस्मि अहम् कुत्रापि प्राब्लं किमपि समस्या न जाता सम्यगेव वर्तते चित्रादिकं सम्यक् आगच्छति बहु समीचीनतया स्वीकर्तुं शक्यते पुनः दूरभाषा अपि बहु समीचीनतया अस्ति वर्तते इतोपि वर्षद्वयं जातम् इदानीमपि समीचीनतया उपयोगं कर्तुं शक्यते सापि समस्या न न जाता समीचीनमस्ति इदं सर्वेपि भवन्तः अपि स्वीकर्तुं शक्नुवन्ति